भारते नव उद्यमेनां आत्मनिर्भर् भारत् पुनः मेकिन् इण्डिया कोन्सेप्ट्तः भारत् यद्यत् इन्पोर्ट् भवति तत् प्रोडक्ट् सर्वम् अत्रैव मेनुफैकचैर् कर्तुम् एतेत् द्वयम् अपि प्रचलिता पुनः प्रधानमन्त्री मुद्रा योजनतः नूतन उद्यमेनां लोन् अपि दीयते तत् न्यू स्टार्टप् स्टा प्रारम्भं कर्तुं पुनः है रिस्क् है रिवार्ड् स्कीं मध्ये ये ये रिसर्च् कुर्वन्ति ये ये किं किं नूतनतया किं किम् आविष्कारं कर्तुम् इच्छन्ति तासां धनसहायमपि धीयते पुनः तेषां वर्षत्रयं प्रति धनसहाय्यं कृत्वा यत् तत् रीसर्च् कृतम् अस्ति तत् प्रारम्भं कर्तुमपि धनसहाय्यं क्रियते